नमस्ते मम नाम देवराजः इति अहं चेन्नैतः चेन्नैनगरे वासं करोमि मम पुरतः एक प्रश्नः अस्ति तव लेखने प्रभावं जनयन्तः प्रेरकव्यक्तयः अथवा आदर्शव्यक्त्ययः सन्ति किं तद्विषये वद इति मम लेखने प्रभावं जनयन्तः प्रेरकव्यक्तयः इत्युक्ते अहं किं वदामि संस्कृतं मम जीवने मम गुरुः एकः आसीत् तस्य नाम सुधाकरशर्मा इति अहं तस्य जीवनेन प्रभावितवान् प्र प्रभावितवान् सः इत्युक्ते सः कथं जीवनं करोति कः विशेषः तस्य जीवने प्रभावितम् इति इति पृच्छति चेत् सः वेदाध्यायि आसीत् सः वेदाध्ययनं करोति स्म सः तादृशं जीवनमपि करोति स्म इत्युक्ते सरलजीवनं वा ब्रह्मचर्यजीवने वा इत्युक्ते सः विवाहितवान् तथापि अपरिग्रहः ब्र ब्रह्मचर्यम् अपरिग्रहः सत्यम् एतादृशमार्गे सः जीवनं क सरलं सरलजीवनं एतादृशमार्गे सः जीवति स्म सः अध्ययनशीलः आसीत् सर्वदा अध्ययनशीलः आसीत् अनन्तरं यथा अस्माकं वेदाय वेदाः मार्गे वेदमार्गं वदति तादृशम् एव सः जीवनं करोति तेन करणेन सः मम आदर्शव्यक्तिः इति वक्तुं शक्यते तं विहाय अन्यः आदर्शः कः इत्युक्ते यदि वयं पठामः चेत् तत्र प्रभावं प्राप्नुमः तस्मिन् प्रभावे न कारणेन अस्माकं जीवनमपि अथवा अस्माकं चिन्तनमपि परिवर्तनं भवति अस्माकं जीवनमपि परिवर्तनं भवति नो चेत् अस्माकं चिन्तनमपि विशालं भवति तेन कारणेन एकः वा द्वयं वा तत्र वक्तुं न शक्नुमः तदा तेन कारणेन अस्माकं मम लेखनविषये एव प्रभावं तेन एव अस्ति इत्युक्ते मम गुरुः सुधाकरशर्मा शर्मणा अस्ति इत्युक्ते तस्य जीवनं वेदेन प्रभावितमस्ति सः अहं तेन प्रभावितोस्मि तेन करणेन अस्माकं प्रभावस्य मूलं किम् इत्युक्त्ये वेदः इति वदामः अहम् अधिकतया वेदं न जानामि अधिकतया वेदं न पठितवान् किन्तु यत् सः उक्तं पठित्वा उक्तवान् तत् अहं श्रुतवान् तेन करणेन तादृशसरलमार्गेन जीवनं कर्तुम् इच्छामः ब्रह्मचर्यरूपेण जीवनं कर्तुम् इच्छामः अनन्तरम् अपरिग्रहः अस्थेयः ब्रह्मचर्यम् एतादृश जीवनं कुर्मः चेत् जीवनं सन्तोषकरं भवति आनन्ददायकं भवति अनन्तरं सः इति एतत् गान्धीमार्गमपि भवति वदामः खलु सरलजीवनम् अनन्तरं प्रकृतिसहेण जीवनं एतत् सर्वं मानवजीवनस्य एकं वैशिष्ट्यमस्ति तदेव मम आदर्श प्रेरकव्यक्ति आदर्शव्यक्ति च सः अस्ति